मम प्रदेशे स्त्रियः स्थितिः सुदृढा भवत् स्वतन्त्रतया सर्वं कार्यं कर्तुं शक्नोति परन्तु तस्य अर्थः स्वयमेव कर्तुं न शक्नोति भारतीयसंविधानस्य स्वातन्त्र्य अनन्तरं स्त्रियः सर्वे लाभः कार्यस्य स्वतन्त्राः च दत्तः केवलं पुरुषः एवं प्रथमं भोक्तुं शक्नुवन्ति अद्यत्वे स्त्रियः दुर्व्यवहारेपि वर्षाणां यावत् सह सामाजिकरूपेण स्वतन्त्रः अभवत् अतः तस्य परिवारः आत्मविश्वासः सामाजिककार्यः देशः च मुक्तः अस्ति मम प्रदेशे महिलाः शिक्षणे उद्योगे स्वतन्त्राः सन्ति मम प्रदेशे केचन महिलायाः स्वस्य उद्योगः कुर्वन्ति किन्तु अधुना मम प्रदेशस्य तेषां कृते पूर्णतया न स्वतन्त्रः लभ्यते किमर्थं नाम ते यदा वदन्ति स्वस्य उद्योगं निर्माणं करिष्यामि चेत् तेषां कृते यत् सहायम् अपेक्षितं ते जनः नैव कुर्वन्ति इति कारणात् महिलाः स्वस्य नैव कुर्वन्ति एवं प्रकारेण मम प्रदेशे महिलायाः कृते समस्याः निर्माणं भवति